श्रुयते वा महोदय नमस्ते मम नाम हरिहरन् व्यायामशालायाः स्वामी भवान् एव वा अहं मम देहस्य भारं न्यूनीकर्तुम् इच्छामि तदर्थं यत् कोऽपि उपायः अस्ति वा त्रिंशत् षष्ठि फै पायिण्ट् टेन् इदानीम् अहं किमपि न करिष्यामि किं करणीयम् इति भवान्

सप्तवादनतः अष्टवादनपर्यन्तम्

कर्तुं शक्यते तादृशः किमपि नास्ति नैव नैव

एवं वा

फार्म् किमपि पूरयितुम् अस्ति वा धन्यवादाः महोदय